हा हरिः ओम् हरिः ओम् वैद्यः अस्ति वा अहं हृदयवेदनार्थम् अत्र आगतवती हा वैद्यः अत्र नास्ति चेत् अहं जि हा द्विघण्टात् पूर्वं पूर्वं हा अहं बाष्पापूपम् आ अहं परन्तु इतोऽपि प् एकं दिनम् एकं दिनतः तद् हृदयवेदना अस्ति तद् कारणं किम् आ अस्ति आ एकदिनात् पूर्वम् अस्ति अद्य अ अद् अद्य अद्य अपि अस्ति ह्यः परोठा खादितवती त स सम्यक् नास्ति तत् उदरवेदना अस्ति तत्पूर्वं अ हा आ अहं बहु बहु बुश् आ ब आ तत्समये अहं हा अहं ओ पुरतः मित्राणि सः गच्छति आ बहिः बहिः आ आ बहिः गच्छति तत्कारणेव अहं परोटा खादितवती हा खादितवती आलुकस्य एकम् आलुकस्य एकं करि अपि खादितवती

आम् आम् किमपि मेडिसिन् अस्ति वा आम् आम् आम् आ आम् आ आ आ धन्यवादः धन्यवादः धन्यवादः